ओला खलु मया नागपुरतः रामटेकं गन्तव्यं गन्तुं कारयानम् आरक्षणं कृतवान् परन्तु चालकः अस्ति सः मम काल न उत्थापयति अहं तु दशवादने एव आरक्षणं कृतवान् परन्तु सः इदानीं सार्धदशवादनं जातं तर्हिपि स न आगतवान् एतादृशः कारचालकः मा स्थापयतु इति प्रार्थना